क्रीडा जनानां जीवने जीवने अत्यन्तम् आवश्यकम् इ म भवति इति मत्वा सर्वे सर्वे तदर्थं तदर्थं यत्किञ्चित् को कुर्युः यत् किञ्चित् करोतु इति मम मतिः एवम् काळेज्मध्ये स्कूळ्मध्ये प्रदेशे क्लब्मध्ये सर्वत्र सर्वत्र सर्वत्र यत्किञ्चित् क्रीडाकार्यं प्रदेशेषु भवति तर्हि स्को विद्यालये कलालये एवं स्वसमीपप्रदेशे अपि एतत् अवसरः अवसरः लब्धं चेत् तत् प्रोत्साहनार्थम् प्रयत्नं कुर्वन्तः अस्माकम् अस्माकं ड्यूटि भवति एवं क्रीडा अद्यतन योगाभ्यासः अभ्यासस्य योगस्य योगस्य योगाभ्यासस्य महत्वम् इदानीन्तनकाले जनाः जनाः जनाः योगायाः महत्वम् जानन्ति अतः सर्वेषां सर्व् सर्वे सर्वत्र योगापरिशीलनं योगाभ्यासस्य कक्षाः प्रचलन्ति तद् समीचीनमेव एतत् विषये श शारीरिक कायिक कायिक व्यायामस्य आवश्यकता अत्यन्तम् अत्यन्तम् अपेक्षितम् एव एतस्मिन् काले अतः तत् प्रोत्साहनार्थम् विविधाः कार्यक्रमाः कार्यक्रमानां प्रचलनं कार्यक्रमानां प्रचलनम् आवश्यकं भवति इति इति मम अभिप्रायः